अष्टादशदिनाङ्कः नवम्बर् मासः टु थौसन्ड् इ इयर् एकादशदिनाङ्कः मै मासः नैन्टीन् सेवेन्टि त्रि इयर् वर्षः चतुर्विंशतितमः दिनाङ्कः एप्रिल् मासः टु थौसण्ड् टु वर्षः एकः एकदिनाङ्कः मै मासः टु थौसण्ड् ट्वेन्टि फ़ोर् वर्षः द्वादशदिनाङ्कः जून् वर्षः टु तौज़ण्ड् फ़िफ़्टीन् जून् मासः टु तौसण्ड् फ़िफ़्टीन् वर्षः